मम पुत्री एकं चित्रवर्गं गच्छति प्रति सप्ताहं द्विवारं त तत्र गच्छति तर्हि बहु सम्यक् चित्रलेखनं अधुना करोति तस्याः तस्याः चित्राणि पश्यामि चेत् अत्यन्तं गर्वं अहं अनुभवामि आदौ सा फलानि वा शाकानि वा लिकितवती अधुना तु पशूनपि लिखति व्याघ्रद्वयं एकवारं लिखितवती बहु वास्तविकं इति तत् दृश्यते स्म अतः अहं बहु गर्वं अनुभूतवान् मम मातापितरौ अपि मित्राणि अपि ये ये केपि तस्याः चित्राणि पश्यन्ति ते अपि तथैव चिन्तयन्ति बहु सुन्दरं सा लिखति